नास्ति इत्येव उचितं स्थानं संस्कृतस्य नास्ति इत्येव मम चिन्तनं किमर्थं चेत् वयं सामान्यतया सेवारूपेण पाठयामः अतः तत् तस्य वैशिष्ट्यं मौल्यं प्रा अधिकजनाः न जानन्ति बहु स्वल्पजनाः एव ते त संस्कृतस्य वैशिष्ट्यं जानन्ति ते पठन्ति